सम्पदानकार्यपरिष्कारं विषये वदामः चेत् तत् मम स्वयमेव अस्ति अहं तु सर्वं टैप् करोमि एव संस्कृतविषये सम्भाषणविषये भवतु अथवा संस्कृतम् इत्युक्ते किम् इति वदामि चेत् घण्टात्मकं भवत्येव अहं प्रथमं सर्वं टैप् करोमि स्व स्वयमेव पठामि उपविश्य कुत्र यत्र कुत्रापि तत् दोषः भवति चेत् तत् अहमेव निष्कासयामि डिलिट् करोमि एवमेवं तत् संस्कृतं आहत्य दशाधिकपुस्तकानि निर्मातानि मया परन्तु अन्यस्य विषये कथमस्ति किमस्ति वक्तुं प्रष्टुं न गतामि गतवान् एतावत् पर्यन्तम् जानामि एतत् दोषमस्तीति मत्वा अहमेव तत् सर्वं समापयामि अतः तत्र विषये किमपि क्लेशः एव नास्ति